स्थानीयवैद्यव्यवस्थाः अस्माकम् उडुपिप्रदेशे बहु सम्यक् अस्ति किमर्थम् इत्युक्ते अत्र अस्माकम् उडुपिप्रदेशे अलोपति होमियोपतिः आयुर्वेदः इति जनाः किम् इच्छन्ति तद् सर्वं अस्माकं प्रदेशे सन्ति अतः किम् आवश्यकं तत् स्वीकर्तुं जनाः शक्नुमः अनन्तरम् उडुपिनगरे उत्तम एक्स्रे स्क्यानिङ्ग् सर्व व्यवस्थाः सन्ति मणिपालनगरे एका बृहत् वैद्यालयः अस्ति तत्र अन्यस्थळेषु जनाः अपि आगच्छन्ति तत्र उत्कृष्टरीत्या वैद्याः उपकरणाः सन्ति अथवा सर्वे जनाः अत्र आगत्य औषधं स्वीकुर्वन्ति कोविड् समये सर्वेषु वैध्यालयेषु शीघ्रम् औषधं ददाति स्म